अस्माकम् उत्कलप्रदेशे बहवः सांस्कृतिकाः क्रीडाः क्रीड्यन्ते यथा बालकाः गिल्लिदण्डक्रीडा निमीललोचनक्रीडा खादनसामर्थ्यक्रीडा मृद्भाण्डभञ्जनं क्रीडा पत्रचयनक्रीडा हाकि फुड्बाल् ब्हालिबाल् कबड्डि इत्यादिकं क्रीडन्ति तथैव बालिकाः जले मुद्राक्षेपणम् सुचिसूत्रं वृत्तकारगमनं मुरुजचित्रं भोजन्यनिर्माणम् इत्यादिकं क्रीडां कुर्वन्ति अस्माकं क्षेत्रस्य हाकि एकं प्रसिद्धम् क्रीडा भवति अस्यां क्रीडायां द्वौ दलौ भवतः प्रत्येकस्मिन् दले एकादश क्रीडकाः भवन्ति अस्मिन् अस्यां क्रीडायाम् एकं वक्रं वक्राकारं दण्डं भवति तेन दण्डेन लघु कन्दुकम् माध्यमेन च एषा क्रीडा क्रीड्यते यत् क्रीडाङ्गणं भवति क्रीडाङ्गणस्य अन्तिमे भागे एकम् एकं गोलि पोश्ट् भवति यस्मिन् दलस्य यस्य दलस्य क्रीडकः तत् कन्दुकं वक्रदण्डमाध्यमेन नीत्वा विरोधि दलस्य गोलिपोश्ट्मध्ये तार्ण्यं भवति एवं करणेन एकः अङ्कः लभ्यते एवम् अन्तिमं यावत् यस्य दलस्य अधिकः अङ्कः भवति सः दलः विजयी भवति तद्दलं विजयम् इति उद्घोष्यते एवं हाकि क्रीडा अस्माकम् ओडिस्साराज्यस्य प्रसिद्धा क्रीडा इति परिगण्यते